हरि ओम् महोदया अहं कुवेम्पुनगरतः केसरे गन्तुं इच्छामि कियान् समयः अपेक्षितः तत्तु इर्विन् इर्विन् मार्गे यदि गच्छति अन्यूनं भवति सत्यं सत्यं परन्तु तत्र निर्माणकार्यं प्रचलति इति कारणात् तत्र अस्माभिः गन्तुं न शक्येत अन्यस्मिन् मार्गे गच्छामः अन्यस्मिन् मार्गे नाम तत्र सैयाजीव राव् मार्गे गच्छामः तदा कियान् समयः भवति आ प्रायः चतुर्विंशतिनिमिषाः अस्तु अस्तु महोदया धन्यवादः